भारतस्य जनसञ्चारव्यवस्था सम्यक् अस्ति अत्र जनाः मुख्यतया रेल यानं लोकयानं द्विचक्रिकया वायुयानम् इत्यादयः आधिक्ये इत्यादयः सञ्चारप्रकारम् आधिक्येन उपयोगं कुर्वन्ति सञ्चारकाले बहुनि बहवः समस्याः आगच्छन्ति यदा रेल याने कुत्रचित् विलम्बः भवति द्विचक्रिकया लोकयाने तत्र परिवहने एवं समस्या भवति बहवः जनाः सन्ति तु तेषां कृते इतोऽपि व्यवस्था भवेत् चेत् भव् सुकरं भविष्यति अस्यां व्यवस्थायां यदि संशोधनं करणीयं चेत् यथा रेल यानस्य मार्गस्य अधेक् अधिकनिर्माणं करणीयमस्ति वायुयानस्य अधिकनिर्माणं करणीयमस्ति द्विचक्रिकया लोकयानस्य कृते अधिकमार्गनिर्माणं करणीयं फ़्लै ओवर् इत्यादयः निर्माणं करणीयं एतेन सञ्चारमाध्यम अधिकसुकरं भविष्यति